वार्तामाध्यमाः ग्राम्यक्षेत्रेषु पर्याप्तविषयं दर्शयन्ति वा अग्रे न केवलं ग्राम्यक्षेत्रेषु अपि तु नगरं नगरेष्वपि पर्याप्तविषयान् न दर्शयन्ति इति मम अभिप्रायः वा वार्तामाध्यमाः किमपि भवतु दिनत्रयम् एवं दूरदर्शनं सोशियल् मीडिया यत् किमपि भवतु तेषां राष्ट्रीयं किमिति विचिन्त्य एव विषयाणाम् उपस्थापनं क्रियते इति मम अभिप्रायः केचनविषयाः माध्यमेषु न चर्च्यन्ते अपि इति मम अनुभवः अहमत्र प्रकटयामि पर्याप्तं वा